वस्तुतः योगाभ्यासः आरम्भिक सुलभतया कानि आसनानि वर्तन्ते इत्युक्ते योगाभ्यासः कुर्मश्चेत् तस्मात् पूर्वम् एकत्र स्थित्वा चालनक्रिया कुर्मः पुनश्च चालनक्रियात्परम् क्रियायाः परं धावनं क्रियां क्रियां कुर्मः धावनक्रियायाः परम् स्थित्वा तत्र अङ्गानाम् मूमेण्ट् कुर्मः एवं कृत्वा ततः परं सुलभानि आसनानि कर्तुं वयं शक्नुमः यथा सुलभानि आसनानि एवम् अस्ति सर्वप्रथमम् उत्थाय तत् ताडासनं करणीयमस्ति पुनः ताडासनात्परम् पुनः वृक्षासनं करणीयमस्ति वृक्षासनात् परम् तीर्यकटि चक्रासनं करणीयमस्ति एवम् इति कृत्य त्रिकोणासनमपि सुलभतया कर्तुं शक्यते पुनः उपविष्टः आसनानि एवं वर्णितानि अस्ति पद्मासनम् तद् पद्मासनस्य परं नाम ध्यानासनमपि स्वस्तिकासनमपि इत्येतानि आसनान्यपि कर्तुं शक्नुमः तेन अस्माकं जायमानस्य शरीरस्य शुद्धः परिष्कारः भवति ततः परम् एवं आधारीकृत्य सुलभानि आसनानि विशिष्टतया एवं वर्तते ततः परं वयं शीर्षासनम् कटिः चक्रासनं भुजङ्गासनं इति मयूरासनं वक्रासनं पादाङ्गुष्ठासनम् इत्यादि कर्तुं शक्नुमः इमे इमानि आसनानि अपि सुलभानि वर्तन्ते इति